आधुनिककाले तन्त्रज्ञानं अत्यावश्यकं वर्तते यात्रा पत्र प्राप्तिविषये तथा वसति गृहस्य रक्षणे अपि एवञ्च यात्रा समयज्ञाने रेल् मञ्च संख्यापरिज्ञाने रेल् निस्थानं इत्यादीनां ज्ञाने परिवहनस्य सुगमतया तया तन्त्रज्ञानस्य ज्ञानम् अत्यावश्यकं वर्तते वसतिगृह वसति गृहारक्षणे अपि तन्त्रज्ञानस्य आवश्यकता विद्यते तथा यात्रा समयज्ञाने अधुना कति समयः कति समयं प्रति यानं भ आगमिष्यति इत्यत्र तस्य ज्ञानं आधुनिककाले आधुनिकतन्त्रज्ञानेन प्राप्तुं शक्यते एवं च रेल् मञ्च संख्यापरिज्ञाने अपि अत्र तन्त्रज्ञानस्य दूरवाण्यां तथा आनैन् मध्ये अपि एतस्य सङ्ख्या आगच्छति एवं रेल् यानेन सञ्च् सञ्चारं कर्तुं सुलभं भवति इति वक्तुं शक्यते